यदि मम कण्ठस्य श्रान्तिः उच्चस्वरस्य काठिन्यम् अथवा भङ्गं भवति तर्हि अहं कण्ठसुधारग्वटि एव स्वीकरोमि एवम् एवं तत् उष्णं जलमपि स्वीकरोमि तद् ध्वनिं रक्षितुम् अहं दधिं दधिं न खादामि दधिम् एवं दध्ना संलिप्तं संलिप्तं यत् पदार्थनिर्माणं भवति तद् तद् अपि अहं न खा खादामि एवं सर्वदा अहम् उष्णजलं पिबामि उष्णजलं पिबामि एवं दिने दिने एकवारं तद् लवणं लवणम् उष्णजले स्थापित्वा तस्य तत् हा गार्ड्ल् गार्गलिङ्ग् करोमि अहं सर्वदा एवं तद् इमं तद् इम्लिङ्ग् इम्बलि हा इम्लि अपि न खादामि अहं तत् तस्य तत् एवं मम मातुः दधिः दधिः एवं दधिः दध्नः प्रयोगमपि न करोति भोजने एवम्